इदानीन्तनसमाजे वेदाध्ययनार्थम् अस्माकं देशे बहूनि गुरुकुलानि सन्ति आर्यसमाजीयगुरुकुलानि अनन्तरं मैत्रेयिगुरुकुलम् वेदगुरुकुलं बहूनि गुरुकुलानि सन्ति तत्र महिलानां कृते अपि वेदं पाठयन्ति पुरुषाणां कृते अपि वेदं पाठयन्ति तत्र अस्माकं सौभाग्यमस्ति भारतदेशे जन्म वयं स्वीकृत्य प्राप्य वेदाध्ययनं कर्तुम् उत्तमाः अवकाशाः उत्तमाः अवकाशाः अत्र भवन्ति किन्तु केचनजनाः आधुनिक व्या मोहम् पठित्वा किञ्चित् वेदाध्ययनं किमर्थं वेदं पठामः चेत् को लाभः कः लाभः इति चिन्तयित्वा किञ्चित् दूरं स्थापयन्ति किन्तु वेदाध्ययनं ये कुर्वन्ति तेषां जीवनम् उत्तमस्थरे जीवनं भवन्ति तेषां जीवनमित्युक्ते उत्तमम् आनन्दजीवनं वेदमित्युक्ते साक्षात् भगवतः अनुग्रहेण वयम् प्राप्तवन्तः तत्र वेदं तत्र ये यः कोपि जनः न रचितवन्तः तस्साक्षात् भगवतः आगतः इति कारणात् वयं वेदाध्ययनं करणं वेदाध्ययनं वा अस्माभिः ये कुर्वन्ति कुर्मः तेषां जन्मजन्मसुकृतं भवति तदर्थम् अस्माकं भारतदेशे बहवः अवकाशाः सन्ति ये वेदं पठन्ति तेषाम् एकाग्रता वर्धते वर्धते अनन्तरं तत्र जीवनमपि सुखमयं भवति आरोग्यं भवति आनन्दं भवति धनं भवति सर्वं ये जीवने यद् यद् अस्माकं कृते आवश्यकं भवति तत्सर्वमपि वेदाध्ययनेन वयं प्राप्तुं शक्नुमः तदर्थम् अस्माकं भारतदेशे बहूनि गुरुकुलानि सन्ति तत्र वयं सर्वे अपि अस्माकं भारतदेशस्य जनाः अपि वेदम् अवश्यं पठेयुः वेदज्ञानम् अवश्यं भवितव्यम् वेदज्ञानेन एव अस्माकं देशस्य उद्धरणं भवति देशे देशम् अस्माकं भारतदेशस्य विश्वगुरुस्थानं कथं प्राप्नोति इत्युक्ते केवलं वेदाध्ययनम् अनन्तरं पठनं पाठनं यदि कुर्मः चेत् पुनः स सर्वासु पाठशालासु अपि अपि वेदाध्ययनं भवेत् पूर्वं गुरुकुले यत्र यत्र गुरुकुलं भवति तत्र वेदाध्ययनं कृतवन्तः तेनेव कारणेन अस्माकं भारतदेशः विश्वगुरुस्थाने आसीत् आसीत् इदानीमपि अपि अस्ति किन्तु दौर्भाग्यवशात् ये ब्रिटीश् जनाः आगत्य अस्मान् किञ्चित् वक्रमार्गे नीतवन्तः आङ्ग्लमार्गे नीतवन्तः वेदाध्ययनं ये कुर्वन्ति तेषां जीवनं व्यर्थमिति एकं दुष्प्रचारं कृतवन्तः ये आङ्ग्लं पठन्ति तेषां कृते उद्योगं दत्तवन्तः तदर्थं जीवने वयम् उत्तमजीवनं यापयितुम् तत्र धनमावश्यकं यदि कथमागच्छति उद्योगं कुर्मः चेत् धनमागच्छति तर्हि उद्योगं कथं वयं प्राप्नुमः तत् आङ्ग्लं पठामः चेत् उद्योगमागच्छति तेन कारणेन वेदाध्ययनं दूरं स्थापयित्वा तत्र आङ्ग्लं पठन्ति तेन वयम् अस्माकं वेदाध्ययने किञ्चित् दूरं गतम् अस्ति पुनः अस्माकं इदानीन्तनं प्रभूत्वं किञ्चित् परिवर्तनं कृतवन्तः तत्र सर्वासु पाठशालासु संस्कृतं वेदाध्ययनं श्लोकम् इत्यादिकं सर्वमपि पुनः आनयन्ति उत्तमम् चिन्तनं तद् कृत्वा वयम् अग्रे गच्छामः चेत् सर्वेषां जीवनं पुनः आनन्दमयं भवति अस्माकं जीवनं दिव्यं भव्यं भवति मेकालेविद्याविधानतः वयं दूरं गच्छामः इदानीं वयं स्वातन्त्र्यं न प्राप्तवन्तः यदा सर्वे स चात् छात्राः संस्कृतं पठन्ति तदा एव वयं स्वातन्त्र्यस्य अनुभवं वयं प्राप्तुं शक्नुमः यदा सर्वे अपि वेदज्ञानं प्राप्तम् प्राप्नुवन्ति प्राप्स्यन्ति तदा एव अस्माकं स्वातन्त्र्यस्य अनुभवं स्वतन्त्र्यस्य निजस्वातन्त्र्यमस्माभिः प्राप्तुं शक्ष्यामः इति धन्यवादः